माध्यमप्रभावः इत्युक्ते तत्र वार्तापत्रिकाः भवन्ति तत्र इदानीं तु दूरदर्शनं सर्वत्र तस्य प्रभावः अस्ति दूरदर्शनस्य प्रभावः अस्ति दूरदर्शन प्रभावः तमित्युक्ते इदानीं विश्व कप् प्रचलन् अस्ति सर्वे तत्रैव मध्याह्णे द्विवादने उपविशति चेत् सायम्पर्यन्तं रात्रिपर्यन्तं तत्रैव भवन्ति बहवः भवन्ति केषाञ्चित् सन्ति ते तु आरामं गच्छन्ति यत्र कुत्रापि गच्छन्ति देवालयङ्गच्छन्ति तत्र अस्माकं ग्रामे रात्रौ सप्तवादनतः अष्टवादनपर्यन्तं तत्र किं भवति रुद्रपारायणं भवति अनन्तरं रामायणपारायणम् अर्धघण्टायावत् भवति मम अनुजः वासुदेव करोति तत्र अद्य अस्माकं ग्रामे सङ्केकीसङ्गमा इति अस्माकं सङ्केकीजनानां एव पत्रिका अस्ति तत्र तत्र तत्रस्य पत्रिकायाः तस्याः पत्रिकायाः उगमस्थानम् अस्माकङ्ग्रामः एव तदेव केशवदेवालयास्य पुरतः एव तस्य कार्यालयः अस्ति अस्मदीयाः राजाराममूर्ति इति सहायकसम्पादकाः अस्माकं सङ्केतीजनानां सङ्केतिग्रामाः बहवः सन्ति एवं शतादिकं सङ्केतीग्रामाः सन्ति सङ्केतीजनाः सर्वत्र सन्ति प्रपञ्चे अस्माकं संख्या त्रिंशत्सहस्रं एव किन्तु सर्वेषु क्षेत्रेषु ज्ञानक्षेत्रम् अध्यात्मिकक्षेत्रं वाणिज्यक्षेत्रं व्यवहारक्षेत्रं सर्वत्र सन्ति सर्वासां क्षेत्राणां मध्ये अस्माकं सङ्केतीजनानां तत्र दायित्वम् अस्ति तेषां विचाराः अस्माकं सङ्केतीसङ्घमद्वारा अस्माकं मिलति ये यत्र सन्ति मम अनुजायाः स्नुषा तत्र इदानीं चन्द्रयानम् अभवत् किल चन्द्रयानं चन्द्रयानं मध्ये सा कार्यं कृतवती तस्याः विषये तत्र दत्तम् एवं सङ्केतीसङ्घममध्ये अस्माकं अनन्तरं किं भवति अस्माकङ्ग्रामे बहवः पत्रिकाः राष्ट्रपत्रिकाः आगच्छन्ति अनन्तरं अस्माकं संस्कृतपत्रिका सुधर्मा आगच्छन् आसीत् इदानीं तत् स्थगितम् इति चिन्तयामि इदानीं न आगच्छति अनन्तरं अस्माकं संस्कृतपत्रिका सम्भाषण सम्भाषणसन्देशः आगच्छति तत्र सर्वत्र ये ये प्रचलन्ति विचाराः सन्ति तत्र सर्वं तत्र मिलति अस्माकं प्रभावः अस्ति तस्य माध्यमानां प्रभावः अस्ति इदानीं किं भवति आकाशवाणी कार्यक्रमाः सन्ति माध्यम अस्ति सर्वेषाङ्गृहे रेडियो अस्ति किन्तु तत् टी वी मध्ये तत् लुप्तम् अभवत् लुप्तम् अभवत् एव अनन्तरं किम् अस्ति